अस्माकं क्षेत्रे अधिकतया एर्टेल् इत्यादिकस्य उपयोगः क्रियते परन्तु तत्र वोडोफ़ोन् एर्टेल् ऐडिया इत्यादीनामपि अद्यत्वे बहु उपयोगः वर्तते परन्तु ये सिम् कम्पनी जनाः सन्ति तेषां सहाय्यात् एव अस्माकं क्षेत्रे व्यवहारादयः योग्यरूपेण भवन्ति तत्र केषाञ्चन जनानां विषये अथवा कम्पनी जनानां विषये अहम् अत्र वक्तुम् इच्छुकामः अस्मि एर्टेल् वडाफ़ोन् ऐडिया इत्यादि सिं कम्पनी जनाः ये सन्ति तेषां नेट्वर्क् विषये इदानीम् अहं किञ्चित् चिन्तयिष्यामि तत्र फ़ोर् जि नेट्वर्क् फ़ैव् जि नेट्वर्क् इत्यादिकं सर्वमपि वर्तते परन्तु यदा बहवः जनाः एकस्याः एव सिम् कम्पनी अधिकतया उपयोगं कुर्वन्ति चेत् तत्र इण्टर्नेट् स्पीड् अन्तर्जालीयवेगः सम्यक् रूपेण स न आगच्छति तत्र यदा सम्यक् रूपेण नेट्वर्क् न आगच्छति तस्मिन् पर्याये यदि अस्माभिः गूगल् मीटिङ्ग् ज़ूम् मीटिङ्ग् इत्यादिकम् अस्माभिः यदा कार्यते तस्मिन् पर्याये तत्र क्लेशः भवति माध्यमस्य उपयोगः अस्माकम् अनुकूलाय भवेत् परन्तु माध्यमस्य विविधरूपेण समस्याः अपि सन्ति यदा कश्चन इञ्जिनियर् जनः तन्त्रज्ञः सः स्वीयं कार्यम् आन्लैन् रूपेणैव कर्तुम् इच्छति अथवा तस्य उपयोगः आधिक्येन सः कर्तुम् इच्छति तस्मिन् पर्याये सः माध्यमस्य उपयोगं कथं पश्यति नाम यः अन्तर्जालीयः अधिकवेगयुक्तः वर्तते तस्यैव उपयोगः मया क्रियते चेत् वरं यतोहि अन्यदेशे विद्यमानाः भवन्ति तेषाम् प्राधान्येन श्रवणं सम्भाषणम् इत्यादिकम् अपि योग्यरूपेण भवेत् इदानीम् अद्यत्वे तु जनाः आन्लैन्द्वारा कक्षादिकं स्वीकुर्वन्ति तस्मिन् पर्याये कक्षायाः नियमस्य अथवा नियतरूपेण व्यवहरणस्य समस्यां न कश्चन स्वीकर्तुं वा अथवा न कश्चन योग्यरूपेण सम्प्राप्तुं वा इच्छति एवं रूपेण अत्र नेट्वर्क् समस्यायाः विषये किञ्चित् विवक्षुः अस्मि तत्र एर्टेल् उपयोगः क्रियते चेत् योग्यरूपेण एव भवति इति अहं चिन्तयिष्यामि